भविष्यति मया निट्टिङ्ग् अथवा सीवनस्य तन्त्रं शिक्षितुम् इच्छा इच्छते यतोहि मया सम्यक् तद्विषये ज्ञायते इति कृत्वा तदहम् अन्येभ्यः पाठयामि चेत् तेन तेपि तत् कार्यं कर्तुं शक्नुवन्ति ते अपि अन्येभ्यः तत्पाठयन्ति इति कृत्वा एवमेव एतत् कार्यम् अग्रे बहु अनुवर्तते इति इति समीचीनं भवति एवमेव तत् कार्यं मया अन्येभ्यः पाठयेत् तान् मम निकटे एव कार्यार्थं रक्षामि चेत् तेन मया धनमपि सम्यक्तया एव सम्पादयितुं शक्यते ततः मम जीवनम् अपि समीचीनं भवति एवमेव यन्त्राणाम् उपयोगेन अधिककार्यं साधयितुं शक्यते इति कृत्वा तत्र तदेव तन्त्रमहम् अन्येभ्यः अपि पाठयामि इति कृत्वा ते अपि तत्कारणेन अधिकादिकं कार्यं कृत्वा ततः बहूनि धनम् अधिकं तेपि अर्जयितुं शक्नुवन्ति तद्धनेन तेषामपि लाभः भवति मम इतोपि अधिकः लाभः भवति इति समीचीनः विषयः